अहं सर्वे जनाः यदाकदा सर्वत्र तान्त्रिककष्टम् अनुभवन्ति तद् विषये सन्देहः नास्ति एव तान्त्रिकसमस्यानां समाधानार्थम् अहं तान् कथं साहाय्यं करोमि इति चेत् अहं तु कम्प्यूटर् इन्जिनियर् अह अहम् कम्प्यूटर् इन्जिनियरिङ्ग् बिटेक् कृतवान् अतः कम्प्यूटर् गणकस्यविषये अहम् जानामि अतः मम परिवारे अथवा मम मित्राणाम्मध्ये

तान्त्रिककष्टम् अनुभवन्ति तर्हि अहं तेषां साहाय्यं करोमि अहं साफ़्ट्वेर् जानामि किञ्चित् हार्ड्वेर् अपि जानामि अतः यदि कष्टं भवति तर्हि अहं किञ्चित् प्रयत्नं करोमि तत् समान तत्स् तस्य समाधानं कर्तुं प्रयत्नं करोमि